अहम् एकस्यां संस्थायां कार्यं करोमि इति कृत्वा अयं क्लेशः मयापि अनुभूयमानः अस्ति प्रकृते तत्र ज्येष्ठाः ये भवन्ति ते वयसा ज्ञानेन अनुभवेन च ज्येष्ठाः एव भवन्ति बृद्धाः भवन्ति इति कृत्वा तेषां वचः अस्माभिः श्रोतव्यं भवति अङ्गीकार्यं च भवति किन्तु कनिष्ठाः ये भवन्ति तेषां तावत् सर्वं नूतनं भासते इति कृत्वा उत्साहेन सर्वं वयमेव कूर्मः इति कार्यम् आरभन्ते विवेकः कदाचित् न भवति कृत्वा तत्र काचित् त्रुटिर् त्रुटिः अपि भवितुम् अर्हति तत्र तावत् ज्येष्ठानां कनिष्ठानाम् उभयोः मध्ये समन्वयः आनेतव्यः भवति तत्र कनिष्ठाः ये सन्ति तेषां कृते न जेष्ठाः सम्यक् एव वदन्ति तेषाम् अनुभवः अस्ति तद्व तेषां वचः अस्माभिः श्रोतव्यम् इत्यादिकम् उक्त्वा यथा कनिष्ठाः अवगच्छेयुः तथा मन्दं मन्दं ताः अवगापनीयाः ते कनिष्ठाः अवगापनीयाः भवन्ति अपि च ज्येष्ठाः ये भवन्ति ज्येष्ठाः बहु ज्येष्ठाः इति कृत्वा झटिति अस्माकं लघुच्छात्राः ये भवन्ति अथवा लघुवयस्काः ये भवन्ति तेषां अभिप्रायः यः विद्यते तमभिप्रायं न अङ्गीकुर्वन्ति इति कृत्वा मन्दं मन्दं अन्येन मार्गेण मार्गान्तरं दर्शयित्वा एवं भवितुम् अर्हति इत्यादिकम् उक्त्वा अस्माभिः अङ्गीकारणीयं भवति अपि च एकस्य वृक्षस्य मूलं भवन्ति ज्येष्ठाः पल्लवाः भवन्ति युवानः इति कृत्वा उभयोः समन्वयः यथामति अस्माभिः कृत्वा नीयमानं विद्यते